अहं वेदान्तशास्त्रे नाम अद्वैतवेदान्तम् अधीतवती अस्मि तत्र तु अद्वैतवेदान्ते शङ्करभाष्यं भवति तत्र त्रिविधं नाम श्रृतिप्रस्थानं स्मृतिप्रस्थानं सूत्रप्रस्थानं इति प्रस्थानत्रयम् अद् अध्येतव्यं भवति तत्र शृतिप्रस्थानं नाम उपनिषदां पठनं तत्र अभ्यासः नाम तत्र सर्वत्र अपि शङ्करभाष्यम् इति वदामः तस्य अध्ययनं भवति स्मृति प्रस् प्रस्थानम् इति अस्ति तत्र गौडपादकारिका पुनः भगवद्गीता द्वयोः अध्ययनं भवति सूत्र प्रस्थानेतु ब्रह्मसूत्रभाष्यं तस्य अध्ययनं भवति एवं प्रस्थानत्रये अध्ययनं करणीयं भवति किन्तु बहु प्रियमासीत् मम अद्वैतवेदान्तशास्त्रे पठनीयम् इति ब्रह्मसूत्रभाष्यं तु पुस्तकं गृहीत्वा एव बहु नाम धन्यता भावम् अनुभूतवती अतः अध्ययनं तु सम्यक् एव जातं नाम मम पञ्चचत्वारिंशत् वयः जातः तदा अध्ययनस्य आरम्भं कृत्वा पठितवती नाम तत्र बहु इच्छा आसीत् इति कारणतः सम्यक् अध्यायनं नाम तस्मिन् विषये ज्ञानं किञ्चित् प्राप्तं अतः बहु सन्तोषः